नमस्ते गणपतिमहोदयः खलु अहं वेङ्कटरमणः इति सङ्गीतनिर्देशकः जानाति वा हा आम् बहु दिनात् अनन्तरं भवन्तम् इदानीं सम्पर्कयन् अस्मि कुशलं खलु आम् अहम् अहमपि कुशलम् अपि च कथमस्ति इदानीं व्यवहारः सम्यगस्ति वा बिसि अस्ति वा अथवा फ्री़ अस्ति वा आम् कार्यक्रमाः सन्ति आ एकः एक एकं साहाय्यम् अपेक्षा अपेक्षन् अस्मि इदानीम् एकं चित्रं लब्धं तत्र सङ्गीतनिर्देशनम् अहमेव तत्र एकं गीतं गातुं भवन्तं भवत्साहाय्यम् अपेक्षयामि भो तत्तु कर्णाटकशास्त्रीयसङ्गीतरीत्या तत्र गीतमस्ति भवान् साहाय्यं करोति इति अहं निश्चयरूपेण दूरवाणीं कृतवान् भवत भवतः एतदङ्गीकृतं महान् सन्तोषदायकः भवान् महान् प्रसिद्धः गीतगायकः खलु गायकः खलु बहु बहु सन्तोषः बहु सन्तोषः इदानीं भवतः समयः कदा इति शक्नोमि वा शक्नोति वा भवान् भवतः अवकाशः यदा तदा रेकोर्डिङ्ग् करिष्यामः हा बहु उत्तमं बहु उत्तमं मम मनसि तथैव आसीत् जुलै मासस्य दशमदिनाङ्कात् आरम्भः इति भवतः मुखवाणीद्वारा तथैव आगतं बहु सन्तोषम् आम् एवं चेत् जुलै मासे दशमदिनाङ्के आरम्भं करिष्यामः आम् आम् आम् तत् उत्तमः उत्तमः प्रश्नः आम् इदानीम् अहं चिन्तितवान् मत्सकाशे जनाः सन्ति तथापि भवतः तत्र आसक्तिः अथवा भवत्साहाय्यं भवति वा न वा इति चिन्तयन् अस्मि अतः हा हा आ तमेव सूचयतु अस्माकं ग्रामे एकः वेणुवादकः अस्ति तमपि स्वीकृत्य एव तत् गायनं कुर्वन्तु आ आ महान् महान् सन्तोषः सञ्जातः तत्र विमानयानस्य व्यवस्थां कृत्वा अहं दूरवाणीं करिष्यामि नमस्ते नमस्ते बेङ्गलूर् नगरे आं आं निश्चयेन नमस्कारः नमस्कारः